अहम् एतावता बहुषु स्थानेषु नाम बहुषु नदीषु तरणं कृतवान् अस्मि तत्र च मया अनुभूतं कष्टं किं नाम तरणं कथं कर्तव्यं केन रीत्या तरणं कर्तव्यम् इत्यादिकं बहु अवगमनानि विषयानि भवन्ति तत्र च कथं तरणं कर्तव्यं कष्टं कथं निवारणीयं तत्र बहूनि कार्यानि तत्र अनुभूतानि भवन्ति तत्र च केन प्रकारेन तरणं कर्तव्यं कयाप्रकारेन तद् कष्टं निवारणीयम् इत्यादिकं भवति समुद्रे च कथं तरणं कर्तव्यं नाम यद् एर् बेग् भवति तद् धृत्वा वा कर्तव्यं तेन तद् न ध्रियते चेत् बहूनि कष्टानि अनुभू अनुभूयन्ते यदा तद् बहूनि कष्टानि अनुभूयन्ते तथा मरणं वा स्यात् किमपि स्यात् यदा तरणं कुर्मः तदा जागरूकतया तरणं कर्तव्यं तेन कष्टम् अनुभू अनुभूतं भवति यदा कष्टम् अनुभूयते तदा एव तरणम् इत्यादिकम् अभ्यस्तं भवति यदा महातरङ्गैः तरङ्गैः यद् कष्टम् अनुभूयते तदा एव तरणं सुलभम् इति भाति यदा तरणं सुलभम् इति भाति तदा एव समुद्रेषु तरणम् इत्यादिकं सुलभं भवति यदा च तरणम् इत्यादिकं सुलभं भवति तदा एव अस्माभिः समुद्रैः महातरङ्गैः कष्टं निवारितं भवति एतावता बहूनि कष्टानि महातरङ्गैः निवारितानि सन्ति